आन्लैन् माध्यमने एषा शाटिका मयापि आनायिता परन्तु मया तु तत्र यथा कम्पनीम् तत्र उल्लिखति इदं कार्पासेन कृतं कार्पासवस्त्रमिति परन्तु आना आनायितवती इदानीं पश्यामि कार्पासस्य गुणाः अस्मिन् सम्यक् न दृश्यन्ते तद्भिन्नं किञ्चित् अन्यं अत्र मिश्रितमिति भाति अतः सम्मिल्य मया इदं तावत् न इष्टम् अहं पुनः इदं प्रतिप्रेषयितुमिच्छामि भवन्तः अपि यदा एतत् क्रेतुमिच्छन्ति तदा जागरूकाः भवन्तु यथा दृश्यते तथा तस्य गुणः न भवति